मम क्षेत्रस्य नाम अस्ति त्रिपुरा अत्र प्रसिद्धाः महाविद्यालयाः एक्स् फ़ैव् युनिवर्सिटि होलिक्रोस् कोलेज् राम्ठाकुर् कोलेज् वीरविक्रम मेमोरियल् कोलेज् दशरथदेव मेमोरियल् कोलेज् एम् बि बि मेमोरियल् कोलेज् गोग्मेन्ट् डिग्रि कोलेज् नर्मनगर् एते सन्ति मम परिवारस्य मम कनिष्ठभ्राता दशरथदेव मेमोरियल् कोलेज् मध्ये अध्ययनं करोति तत्र सः कला इति विषयं स्वीकृत्य अध्ययनं कुर्वन् अस्ति